महोदय भवतः पुस्तकालयात् यत् पुस्तकं स्वीकृतवती चाणाक्यनीतिः इति तस्य बैण्डिङ्ग् इत्यादिकं तस्य मुखपृष्ठः पृष्ठ कवरिङ्ग् पेज् इत्यादिकं सर्वं बहु सम्यक् अस्ति महोदय अनन्तरं तत्र प्रैज़् अपि अधिकं नास्ति अतः अहं बहु सन्तोषेण आनन्देन वदामि यत् तत् पुस्तकं पठितुम् अपि सम्यक् अस्ति जनाः क्रेतुम् इच्छन्ति चेत् ते क्रीणातु तत्र धनमपि न्यूनमेव भवति धन्यवादाः